नमस्ते महोदय धन्यवादाः अहं नूतनतया कृषिकार्यम् आरब्धा अस्मि तत्र यन्त्राणां अपेक्षा अस्ति परं कानि यन्त्राणि किमर्थं उपयोक्तव्यानि इति न ज्ञायते अत्र किञ्चित् वदन्ति वा

अहं शाकाः भत्तंरागीफलपुष्पाणि च वर्धयामि अस्तु

अस्तु एतानि यन्त्राणि सम्पूर्णतया धनं दत्वा स्वीकर्तव्यं वा अथवा बाटकरूपेण प्राप्यते वा अस्तु स्वयं स्वीक्रियते चेत् कति मौल्यं भवति तथैव बाटकार्थं कति मौल्यं भवति महोदय

अस्तु महोदय एकस्य दिनस्य कति मौल्यं भवति अस्तु अस्मभ्यं यदा अपेक्षितं तदा यन्त्राणि प्रेषयन्ति खलु अथवा बहु प्रागेव यन्त्राणाम् आरक्षणं कर्तव्यं वा अस्तु महोदय धन्यवादाः यदा अपेक्षितं तदा सम्पर्कं करोमि धन्यवादाः राम् राम्